स्विग्गी खलु अहं निसर्ग उपगारः उपहारगृहात् चोलेबटुरे इति आर्डर् कृतम् मया तत् आर्डर् अपि प्राप्तं परन्तु यः प्रापकः आगतवान् सः तस्य व्यवहारः किञ्चिदपि सम्यक् नासीत् मया किमर्थं विलम्बेन आगतवान् इति पृष्टं तर्हि सः मामेव तर्जितवान् इति इत्यनेन अहं तस्य व्यवहारात् असु असन्तुष्टः अस्मि